मम वार्ता शिवनारायणस्य सह जायते वा आम् अहं अनिलः इति मम नामः नाम अहं वस्तुतः दिनद्वयात् पूर्वम् अत्र समीपे एव विष्णुमन्दिरे भवतां यद् सङ्गीतदलम् आसीत् वैखरीनादमिति आम् तर्हि भवतां प्रस्तुतिरासीत् खलु जयपुरस्य पार्श्वे यद् विष्णुमन्दिरम् अस्ति तत्र जयपुरे आम् तत्र अहं एवं वा तर्हि अहं यदृच्छया तत्र आगतवान् आसं केवलम् एवमेव दर्शनार्थं तदानीं तत् श्रुतं भवता प्रस्तुतिः अतीवरमणीया आसीत् तद् तस्मादेव आम् पुनः अहं किञ्चित् पत्रकार्येष्वपि कार्यं करोमि तत्र अहं चिन्तयामि यत् भवतां यद् संस्कृत यद् सङ्गीतदलमस्ति तद् विषये किञ्चित् लिखामि च इति तर्हि भव तर्हि किञ्चित् तत्र भवतां सङ्गीतदलं कथं प्रारब्धं सर्वम् एकवारं सूचयति चेत् महान् हर्षाय

एवं

एवं तर्हि समीपे तत्र ये गायकाः वादकाः सन्ति ते सर्वेऽपि भवाद् भवादृशाः संस्कृतिज्ञाः एव वा नो चेत् संस्कृतक्षेत्रादपि भो बहु शोभनम् नाम साक्षात् अक्षरार्थात् अपि तद् तद्वद् एव अस्ति तत्र मम एकं कश्चन तत्र सज़ेशन् नाम निर्देशः किञ्चित् अस्ति एतद् इतोऽपि समीचीनं भवन्तः कर्तुं शक्यते यदि भवतां यत् रचना भवति खलु तद् संस्कृतमूलभूतं भवति चेत् नाम अधुना एवं प्रतिभाति यत् भवता बहूनां प्रचलितानां गानानां तत्र अनुवादः कृत्वा प्रस्तूयन्ते इति तर्हि भवतः यदि तादृशः कोऽपि लेखकाः सन्ति भवन्तः उत्तमः तत्र सङ्गीतज्ञः तर्हि साक्षात् एव किञ्चित् नूतनम् सङ्गीतनिर्मियते चेत् तत् पुनः तस्य प्रोडक्शन् इत्यादिकं कर्तुमपि मम पार्श्वे जनाः सन्ति ममोप ततः अहं भवन्तं कारयामि तेषां परिचयः तर्हि यथा यदि इच्छा अस्ति चेत् अनन्तरं तद्विषये विचिन्त्य वदन्तु एकवारम् अस्तु तर्हि महान् सन्तोषः भवतः सह वार्तां कृत्वा सत्यम् अहमपि बहुवर्षात् किञ्चित् तत्र तबेला इत्यादिकं पठन् वर्तते पुनः अस्माकमपि कदाचित् मित्रैः सह उपवेशनम् इत्यादिकं भवति किन्तु संस्कृतम् एकं सङ्गीतदलम् इति एतावता मया कुत्रचित् श्रुतमपि नास्ति तस्मादेव महान् आश्चर्यः जातः तर्हि तस्मादेव भवन्तम् आहूतः अस्तु भवतां सर्वेषां कृते अस्तु धन्यवादः अस्तु अस्तु